वस्त्र प्रक्षालनार्थं कृते प्रथमं तु फेनकं जले स्थाप्य तत्र वस्त्राणि सर्वाणि अपि स्थापयामः तदनन्तरं वस्त्राणि एक होरां प्रति अथवा अर्ध होरां प्रति तत्र स्थापयामः तद् अनन्तरं वयं वस्त्राणि निष्कासयामः तथा च कूर्चेन सहाय्यम् फेनकेन सहाय्यं च वयं वस्त्रप्रक्षालनार्थं घर्षणं कृत्वा कर्तुं शक्यते तदनन्तरं नले नलं नलस्य अधः स्थापयित्वा पुनः जलं स्थाप्य वस्त्रप्रक्षालनं कर्तुं शक्यते भिन्नऋतोः वयं वस्त्राणि शोषयितुं भिन्नप्रकारेण शक्यते यथा ग्रीष्मकाले तु समीचीनं सरलं सहजं भवति शुष्कं कर्तुम् कारणं तत्र मध्याह्ने बहु सूर्यकिरणाः आगच्छन्ति तर्हि वस्त्रं शुष्कं कर्तुं सम्यक् भवति परन्तु वर्षा ऋतुमध्ये किञ्चिद् समस्या भवितुं शक्यते पुनः पुनः वर्षा आगच्छति चेत् वस्त्राणां वस्त्राणि सर्वाणि पुनः सम्यक् न भवति असम्यक् भविष्यति तर्हि क्रि व वर्षाकाले वयं पश्यामः कदा सूर्यकिरणाः आगच्छन्ति तदानीमेव शुष्कं कर्तुं शक्यते नलः व्यथा न चालयामः व्यथाचालनेन अपव्ययः भवति तर्हि व्यथा न चालयामः चेद् जलस्य अपव्ययः तावत् न भवति एतावत् कर्तुं वस्त्रप्रक्षालनार्थं वयं सम्यक् प्रकारेण कर्तुं शक्नुमः